एकवारं एम् एस् सुब्लक्ष्मीमहोदये महोदया अस्माकं देवालयम् आगतवती आसीत् तस्मिन् समये सा एकं गीतं तत्र गायनं कृतवती हरिनारायण इति तत् श्रुत्वा बहु आनन्दम् अनुभूतवान् तदनन्तरं तदेव गीतं स्वीकृत्य अहमपि अभ्यासं कृतवान् तस्मिन् तत्र रागम् उपयुज्य एव अहं गायनम् अपि कृतवान् अनन्तरं तस्याः गीतमपि अहं श्रुतवान् तत्र वेङ्कटेशसुप्रभातं भवतु विष्णुशहस्रनामं भवतु अनन्तरं रामस्य गायनम् इत्यादिकं तस्याः गीतं बहु रुचिकरं भवति अनन्तरं तस्याः अनेका तत्र गोष्ठी भवति स्म शिवमोग्गानगरे तु संस्कृत तत्र गणपति उत्सवसम्ये अपि सा बहुवारम् अत्र आगत्वती आसीत् तस्या गायनं तस्याः गायनमपि तस्मिन् समये अहं श्रुतवान् इदानीम् अपि रेकार्ड् कृत्वा अहं तस्याः गायनं श्रोतुम् इच्छामि